आम् मम समीपे पुस्तकशृङ्खला अस्ति अहम् अन्यान्यविषयस्य पुस्तकशृङ्खला समीपे वर्तते अहं राजनीतिविषये पुस्तकं पुस्तकानि अधिकं पठामि तद् तद् अन्यत् अन्यत् तद् जीवनं जीवन्ं जीवन आधारितपुस्तकम् अपि वर्तते तदपि अहं पठामि प प्रथमम् अहं तद् राजनीतिकं राजनीतिकजनाः तद् तस्य जीवनम् अपि व पठति तस्य जीवनं जीवनस्य उपरि अन्यान्यः भागः वर्तते प्रथमं तद् अहम् य य उदाहरणम् अहम् इन्दिरागान्धी तस्याः उपरि एकं पुस्तकं पठितम् प्रथमपुस्तके प्रथमभागे तद् तस्य जीवने उपरि आ आधारितमस्ति द्वितीयभागे तस्य पुस्तकद्वितीयभागे तस्य राजनैतिकजीवने वा वो जीवनस्य उपरि आधारितमस्ति त तत् पुस्तकस्य तृतीयभागे तस्य तद् म तद् तस्य देहान्तविषये उक्तमस्ति तद् इन्दिरागान्ध्याः तद् किमस्ति तद् देहान्तजातम् एकः शिक्ख सिक्खजनः त तस्य उप उपरि मारणं कृत्वा कृतवान् तस्य उपरि तद् तदीयभागमस्ति एवम् अन्यान्यपुस्तकमपि अहं पडा पठितवान् अटल्बिहारी वाज्पेयि उपरि तत् तस्य पुस्तकशृङ्खला अपि वर्तते एवम् अं तस्य पुस्तकशृङ्खला अपि वर्तते त तस्मिन् पुस्तके अपि तद् प्रथमतृतीयभागः द्वितीयभागः अपि वर्ता वर्तते एवम् अहम् एक एकं पुस्तकम् एकवारम् एव पठामि पुनः न प पाठं करोमि के मम न शीघ्रम् आगच्छति मम